मम जीवितकाले दृष्टं तन्त्रज्ञानसम्बद्धम् आविष्करणं नाम चलदूरवाणी अथवा मोबैल् अस्माकं बाल्यकाले मोबैल् न आसीत् तदा अस्मकं कल्पनातीतं मोबैल् इत्येकं एकं यन्त्रम् आगच्छति इत्यपि कल्पना नासीत् तस्मिन् काले एका दूरवाणी कस्यापि गृहे समग्रग्रामे भवति स्म एकः सन्देशः प्रापणीयः चेत् बहुभिः बहुधा प्रयासः करणीयः भवति स्म अन्यथा पत्रलेखनम् पत्रं तु अद्य लिखितं चेत् सप्ताहानन्तरं वा मासानन्तरं वा प्राप्यते स्म इदानीं चलदूरवाण्याः आविष्करणानन्तरम् बहवः उपयोगाः जायमानाः सन्ति ग्रामेषु महदेव परिवर्तनं जातम् अस्ति मम जीवितकाले दृष्टं तन्त्रज्ञानसम्बद्धम् अत्यन्तम् उत्कृष्टम् आविष्करणं नाम चलदूरवाणी एव